दीर्घचारणम् इत्युक्ते लाङ्ग् ट्रेक् दीर्घचारणं कर्तुं केचन जनाः बहु इच्छन्ति दीर्घचारणं कर्तुं समये वयं लघु खाद्यं खादामः चेत् बहुदीर्घं चलितुम् सरलं भवति तदा तत् कष्टकरं न भवति दीर्घचारणं कर्तुं समये लघुखाद्यम् एव खादनीयम् मम इष्टतमं खाद्यं दीर्घचारणसमये पोहा भवति नो चेत् सलाड्ज़् खादामः चेत् वयम् किञ्चित् एनर्जेटिक् भवामः अतः दीर्घचारणसमये लघुखाद्यम् एव खादामः तत्र अस्माकं शक्तिम् अपि वयं रक्षितुं शक्नुमः